अद्य लेम्बुचेरातः अगर्तलां प्रति गन्तुं मया केब् बुक् कृतम् आसीत् दशवादने इतः प्रस्थानं कर्तुं नाम अहम् उक्तवती आसं मम समयः आसीत् दशवादने किन्तु इदानीं द्वादशवादनं जातं किन्तु केब् न आगतं नाम ड्रैवर् लेट् अस्ति अतः नाम मम तु विलम्बः जातमेव इतोऽपि विलम्बः न भवेत् नाम यत्र मम गमनमस्ति तत्र मम विलम्बः न भव् न भवेत् अतः अहं केब् केन्सल् कर्तुम् दूरवाणीं कृतवती कृपया मम केब् केन्सल् कुर्वन्तु इति